भारतीयशास्त्रपरम्परा परं परम्परायां स्मृतिग्रन्थानां स्मृतिग्रन्थानां स्थानं कीदृशम् इति प्रश्नः कीदृशम् इति प्रश्नः वर्तते तत्र मम अभिप्रायः भारतीयशास्त्रपरम्परा परम्परायां स्मृतिग्रन्थानां स्मृतिग्रन्थाः अतीव प्रमाणग्रन्थाः विशेषतः न्यायालये न्यायालयेऽपि तथा लोकदण्डविचारेऽपि राजदण्डविचारेऽपि तथा सामाजिकानां व्यवहारविषयाणामपि तत्र सम्मिलिताः वर्तन्ते वर्तते अतः स्मृतिग्रन्थानां स्थानम् अतीव उन्नतमस्ति तद्विषये मनुस्मृतिः पराशरस्मृतिः इत्यादयः वर्तते वर्तन्ते किल तत्र मनुस्मृतिः अतीव उन्नत उत्कृष्टः ग्रन्थः तत्र कलायां पराशरस्मृतिः इति एकम् उक्तिः एकम् उक्तं एकम् उक्तिः वर्तते तत्र कलियुगे पराशरस्मृतिः एव प्रमाणम् इति किमर्थं किमर्थं चेत् तेषां स्थानमपि अतीव उत्कृष्टः वर्तते अत्र कलियुगे धर्मव्यवस्था कृतयुगे सम्पूर्णं धार्मिकं सम्पूर्णं कृतयुगे सर्वेऽपि सर्वे जनाः स्थावराः प्राणिनः अपि धर्मबुद्ध्या एव चरन्ति स्म इदानीं कृतं तथा त्रेतायुगे धर्मपादव्यवस्थायां पादमेकम् उन्नतम् अभवत् तत्र पादोनः धर्मः सपादः अधर्मः इति तत्र द्वापरयुगेऽपि अर्धं धर्माचरणम् अर्धम् अधर्माचरणं तथा तादृशं चेत् तादृश्याम् अवस्थायाम् अपि कलियुगे सपादः पादोनः एकम् अधर्माचरणं सपादधर्माचरणम् अपि वर्तते अतः एव अस्मिन् विषये स्मृतिग्रन्थानां स्थानं तत्र अतीव दुस्सहनीयं भवति तत्र स्त्री न स्त्री स्वातन्त्र्यमर्हति इत्यादयः विषयः स्वीकृत्य केचन विक्षिप्ताः अत्यन्तं विक्षिप्त मनसः मनस्कः तत्र विचारवादिनः अथवा अन्यत्र एतत् मार्क् मार्क्स् वादिनः इत्यादयः वर्तन्ते किल तेषां मनसि स्वातन्त्र्यम् एव नास्ति स्त्रीणां विषयाणां स्त्रीणां प्रति ते एव गृहकार्यमेव कर्तव्यं तत् तत्र तावत् स्मृतौ स्मृतिग्रन्थाः ते तादृशाः वदन्ति अतः एव एतेषां स्मृतिग्रन्थानां स्मृतिग्रन्थानां थाणां भस्मीभूतं करणीयम् इति ते तेषां ते प्रचाराः प्रचारार्थं वदन्ति परन्तु स्मृतिग्रन्थेषु तादृशविषयाः न अस्ति न सन्ति

शालायां तत्र परिष्करणं परिष्करणं कृत्वा अतीव प्रमुखाः विषयाः याः याः सन्ति याः याः स्तः तेषां पाठ्यक्रमेण पाठ्यक्रमः कार्यक्रमः प्रचलनम् अवश्यं भवति अवश्यम् इति मम अभिप्रायः अतः तेषां स्मृतिग्रन्थानां पाठनम् अध्यायः अध्ययनं करोति चेत् विद्यार्थीनां मनसि अपि तेषां विषये अतीव भयः भक्तिः विश्वासः अथवा तेषां गौरवः तेषां विषये स्मृतिग्रन्थानां विषये अतीव गौरवः भवति मनसि भवति अतः तेषां पाठ्यक्रमम् अपि शालायाम् अवश्यम् इति मम अभिप्रायः तथा च तेषां पाठ्यक्रमाणां विषये सर्वेऽपि विरोधं कुर्वन्ति अतः तेषां पाठ्यक्रमाणाम् अवश्यं योजितव्यं पाठनं पाठनं पाठनं सः पाठशालायां योजितव्यम् अतः तेषामपि एतत् परिचयः भूतः परिचयः भवति तथा तेषाम् अध्ययनमपि भवति अतः तत् अध्ययनेन विना वयं तादृशविषये किमपि न वक्तुं शक्यते अतः अध्ययनं कृत्वा अस्मिन् स्मृते स्मृतिः एतेषु स्मृतिग्रन्थेषु एते विषयाः सन्ति वा न वा इति अध्ययनेन विना न अवगम्यते अतः अध्ययनार्थम् एतेषां स्मृतिग्ग्रन्थानां योजनम् अवश्यमेव अतः अस्माकं स्मृतिग्रन्थानां स्थानं सर्वत्रापि सर्वदा स्थिरीकरणं स्थिरीकरणार्थं वयं प्रयत्नं कुर्मः प्रयत्नं कुर्मः अतः प्रयत्नं कुर्वते चेदपि फलं लभ्यते अतः एतेषां पाठ्यक्रमाणाम् अत्यन्तम् आवश्यकं स्मृतिग्रन्थानां पाठ्यक्रमाणां विषये पाठ्यक्रमं करोतु वा न न वा तेषां गौरवः लाघवं न भवति गौरवं तेषां विषये गौरवं लाघवं न भवति तेषां गौरवः वर्तते सदा सर्वत्रापि वर्तते एव अतः अस्माकं स्मृतिग्रन्थानां स्थानम् अत्युन्नतं भवति अत्यधिकं सप्रमाणं भवति तेषां तत्र उदाहरणम् उदाहरणं तथा तद्विषये तादृशं सोदाहरणपूर्वकचित्रणम् अपि वर्तते अतः कथनमपि व्यक्तीनां कथनमपि तत्र वर्तते अतः तेषां पाठ्यक्रमे अतीव